हरि ओम् आटोचालकः आटोचालकः अत्र अत्र एवम् आगच्छतु एवमागच्छतु आ हा हा सुप्रभातं मया परिवारजनैस्सह तिरुपतिनगरं प्राप्तवती प्राप्तं मया हा अहम् इदानीं तिरुपतौ विद्यमानदार्शनिकस्थलानि द्रष्टुम् इच्छामि वयम् इच्छामः आगच्छति वा अस्मान् नयति वा वयं पञ्चजनाः स्मः आम् प्रप्रथमम् अत्र रैल् रैल्वेस्थानकस्य पार्श्वे यद् मन्दिरमस्ति तद् गोविन्दराजमन्दिरमस्ति खलु हा तद् हा तत्र गन्तव्यं ततः अस्माभिः कपलतीर्थं नेतव्यमस्ति कपलतीर्थं तः पुनः एतद् अपलयगुण्टा अस्ति खलु तिरुपतौ श्री वेङ्कटेश्वरस्य मन्दिरं आमाम् वयं गूगुल्म्याप्स् मध्ये गन्तुं शक्नुमः आम् अपलयगुण्टतः श्रीनिवासमङ्गापुरं गन्तव्यं ततः यदि समयः अस्ति चेत् पुनः तिरुचानूरुपद्मावतीमन्दिरमपि अस्माभिः दर्शनीयमस्ति आम् अस्तु चिन्ता नास्ति अद्य रात्रौ आदिनम् अस्माकं किमपि कार्यं नास्ति वयं रिक्ताः एव स्मः अतः पञ्चस्थानानि अस्माभिः द्रष्टव्यानि सन्ति नयति वा अस्मान् हा कीयद्भवति मूल्यं वदतु कीयत् कीयत् भोः तावत् न आगच्छति एव किं वयं नूतनाः तिरुपतिनगरं प्रति इति चिन्तयति वा भवान् वयं प्रतिवर्षम् आगच्छामः वयं सम्यक्तया एव जानीमः समीचिनं मूल्यं वदतु भोः भवान् न न तथा किमपि नास्ति यदि भवान् सम्यक् मूल्यं समीचिनं मूल्यं वदति चेत् वयम् आगच्छामः नो चेत् वयम् अपरं यानं पश्यामः द्विशताधिकसहस्रं नास्ति नास्ति तावदपि अहं न दातुं शक्नोमि शक्यते चेत् इतोऽपि न्यूनं करोतु नो चेत् वयम् इतः गच्छामः अपरं यानं पश्यामः द्विसहस्रं ददामि अहम्

किम् इति आम् क्षम्यतां सहस्रं ददामि अहं नास्ति नास्ति यदि सहस्रं कृते भवान् आगच्छति चेत् आगच्छतु नो चेत् वयं गच्छामः अस्तु अस्तु चिन्ता नास्ति चिन्ता नास्ति चिन्ता नास्ति चिन्ता नास्ति भोः अस्तु अस्तु तर्हि